हरिः ओं नमस्ते महोदय

वदन्तु अहम् डाक्टर् मञ्जूषा कर्ले वदामि ह ह

आं यदि तत् मृत्तिकागृहं वर्तते तर्हि तत्र तु सौन्दरीकरणं यत् करणीयमस्ति अस्माभिः तदर्थं पञ्चदश दिनानि अपेक्ष्यन्ते तदपि कार्यमनुसृत्य एव अर्थात् मृत्तिकाद्वारा अपि अस्माभिः तत्र सुन्दररूपेण चित्रनिर्माणं शिल्पनिर्माणम् इत्यादिकं कृत्वा गृहस्य सौन्दर्यवर्धनम् शक्यमस्ति तथैव तेन सह वेतसा अपि निर्मितानि कतिचन वस्तूनि संस्थाप्य अपि वयं तत्कार्यं कर्तुं शक्नुमः इदानीं तत् सर्वं भवतामुपरि अवलम्बितमस्ति वेतसद्वारा सौन्दरीकरणं करणीयम् अथवा मृत्तिकया करणीयं तत् एकवारं भवन्त सूचयन्ति चेत् अहं प्रकोष्ठशः कुत्र कुत्र कथं कर्तुं शक्यते अस्मिन् विषये बोधयितुं शक्नोमि

वस्तुतः मृत्तिकायाः गृहं वर्तते तस्मात् कारणात् तत्र साक्षात् वेतसा अस्माभिः स्तम्भनिर्माणं कर्तुं काठिन्यं भविष्यति अस्माभिः अपरं च तत्र तस्य शोभा तादृशी न भवेत् हा मृत्तिकायाः स्तम्भस्य उपरि वयं वेतसः पर्णानि यानि सन्ति तैः सुन्दररूपेण चित्रनिर्माणं कर्तुं शक्नुमः तेन तस्य सौन्दर्यवर्धनं निश्चयेन भवितुम् अर्हति

ह ह

ह ह ह हा तदर्थं तु अस्माभिः छदसः किञ्चित् संस्का संस्करीकरणं कर्तव्यं भविष्यति यतः जलम् पतति तस्य उपरि किञ्चित् तद् अयसचूर्णं संस्थाप्य अथवा तृणं यदस्ति तत् संस्थाप्य वयं तस्य पूरणं कर्तुं शक्नुमः अपि च तदनन्तरम् अधः वेतसाकारा इव कृत्रिमा या छदिः भवति तस्य निर्माणं कृत्वा सौन्दर्यं वर्धयितुं शक्नुमः

अस्तु महोदय धन्यवादः अहं तथैव करिष्ये